आधुनिकभारते सर्वेभ्यः सर्वे अधिकाराः न दातव्याः कुतः इति चेत् यथा इदानीम् अनुसूचितजातिजनानां तथा अनुसूचितजनजातिजनानां कृते आरक्षणकारणेन भारते बहुषु स्थलेषु कोलाहलः दरीदृश्यते यथा मणिपूरराज्ये द्वयोः जात्योः मध्ये कोलाहलः आरक्षणकारणेनैव जायते एवं च आरक्षणकारणेन जनेषु जनजातिषु च अयोग्यतास्सत्वेपि तेषां महती पद्धति प पद् पदवी दीयते तेन कारणेन भारतस्य अर्थव्यवस्था अपि त्रस्ता भवति परन्तु पुरातनभारते एवं ना आसीत् परन्तु पुरातनभारते जनानां मध्ये सहभावः आसीत् आरक्षणकारणेनैव इदानीन्तनभारते घृणाभावः ईर्षाभावः द्वेषाभावः जायते अतः आरक्षणः तथा सर्वे सर्वे सर्वेभ्यः सर्वे अधिकाराः न दातव्याः इति मे मतिः